मम प्रदेशे त्रिंशत्प्रतिशतं जनाः कलाशिल्पेषु अथवा कौशलाधारितव्यापारेषु निरताः सन्ति अपरे तु केचन स्वगृहीयव्यापारम् अनुवर्तयन्ति केचन तु सर्वकार्यकार्येषु निरताः सन्ति तथा केचन बहिराज्येषु गत्वा तत्र व्यापारं कुर्वन्ति पुनश्च अत्र आगत्य तमेव व्यापारम् अनुवर्तयन्ति केचन तु कृषिपशुपालनञ्च अपि कुर्वन्ति